सम्प्रति अस्माकं भारतदेशस्य तीव्रगत्या विकासः भवति विकासेन सह प्रदूषणस्य समस्याः अपि वर्धयति तथापि भारतस्य अन्येषां प्रदेशानां अपेक्षया पूर्वोत्तरराज्येषु बहुप्रदूषणं न भवति अतः मम प्रदेशे पर्यावरणं सम्यक् अस्ति इति वक्तुं शक्यते देशस्य विकासेन सह पर्यावरणस्य प्रदूषणस्य परिणामः अपि वर्धते यस्य कारणेन ऋतुपरिवर्तनं दृश्यते ऋतूनाम् आगमनं गमनं च कालानुगुणं न भवति पर्यावरणे कार्बन् डैयोक्सैड् इत्यस्य परिमाणस्य वर्धनेन उष्णतायाः मात्रा अपि वर्धते यस्य कृते कालेन किमपि न भवति तथा च कृषकाणां कृषिकार्ये अपि बाधाः उत्पन्नं भवन्ति